अस्माकं क्षेत्रे प्रकृतिकमाहामरी इत्यादीनि समस्याः नासीत् बहुकालात् पूर्वं प्लेग् मलेरिया इत्यादि समस्या आस् अल्पा आसीत् इदानीं गतवर्षे करोना महामरी समस्यायाः समस्या आसीत् किन्तु केन्द्रसर्वकारस्य समये निर्णयेन चिकित्सा आविष्करणेन जनाः आरोग्यं प्राप्तवन्तः तस्य करोना महामार् मरी समस्यायाः नियन्त्रणं जातम्